मम गायानशैलीं समीकर्तुं अहं प्रतिदिनं अ अकारसाधकं सर्वं करोमि परन्तु बाल्यकाले अहं सम्यक् गीतवती इदानीम् अहं न सम्यक् गातुं शक्यते बहूनि समयानि अहं न साधकं कृतवती पठनस्य कारणात् अहं कालेज् पठितुं समये पठनस्य कारणात् अहं न सम्यक् अभ्यासं कृतवती अतः इदानीम् अहं सम्यक् न गातुं शक्यते परन्तु पुनः अहं साधकं प्रतिदिनं करोमि